अहं यदि स्वस्य छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नेमि तर्हि भारते मया एतादृशं छायाचित्रं स्वीकरणी स्वीकरणीयं भविष्यति अहं मम चित्रं भारतस्य चित्रम् इति मत्वा यदि चित्रं कर्षयामि चेत् मम व्यक्तित्वं भारतस्य संस्कृतिः यद् अस्ति तादृशमस्ति वा अन्यथा अस्माकं यद् भारतीयपरम्परा भारतीयज्ञानं भारतीयवेशभूषा भारते यत् तत्त्वं वर्तते तद् तत्त्वं मयि व्यक्तित्वे यदि अस्ति तर्हि मम चित्रं मम भारतस्य चित्रं भारतस्य चित्रं मम चित्रम् इति एव अस्य अभिप्रायः मम अभिप्रायः वर्तते धन्यवादः